हरिः ओम् आं महोदये वदतु महोदये नमो नमो महोदये नमो नमः वदतु महोदये अस्माकम् आपणे ये अपि प्रयोजनम् अस्ति नाम पोजेक्टर् नाम कृष्णफलकं नाम श्वेतफलकं ज्यामितिबाक्स् पुस्तकानि लेख लेखनी सर्वम् उपलभ्यन्ते आम् आं ज्यामिति ज्यामितिबाक्स् अपि उपलभ्यन्ते अधुना एकं नूतनं ब्राण्ड् आगतं चिन्ता मास्तु महोदये तत् नूतनब्राण्ड् मध्ये बहुसम्यक् रूपेण सर्वं सन्ति तत् एकवारं नीत्वा द्रष्टुं शक्यन्ते तत्र महोदये पुस्तकानि पत् पूर्वे प्रथमं पुस्तकानि सन्ति अनन्तरं लेखनी श्वेतफलकं छात्राणां कृते तत्र कृष्णफलकं सूचीदण्डः इत्यादि यदपि प्रयोजनम् अस्ति भवती आन्लैन् माध्यमेन पाठयन्ति चेत् तदेव पोजेक्टर् अपि स्मार्ट् बोर्ड् अपि सन्ति

आं महोदये वर्णानि अपि उपलभ्यन्ते वर्णानि कृते अपि महोदय अधुना नूतनब्राण्ड् आगतं तत्र सम्यक् रूपेण वर्णानि सन्ति एकवारं द्रष्टुं शक्यन्ते आम् आं महोदये चिन्ता मास्तु महोदये भवती मम आपणे कदा आगमिष्यन्ति अस्तु महोदये चिन्ता मास्तु भवती एकवारं किं किं प्रयोजनं तद् विषये एकं किमपि सूचीं निर्माणं कृत्वा मम वाट्स्एप् नम्बर् कृते एकवारं प्रेषयतु तर्हि किं भवति भवती य यदा अपि आगमिष्यन्ति तर्हि तत्र अहं स्थापयामि सर्वम् आनीय आं महोदये चिन्ता मास्तु सन्ति पुस्तकानि सर्वं सन्ति विभिन्न रैटर् द्वारा अपि भिन्नभिन्नपुस्तकानि सन्ति आं महोदये अद अत्र चिन्ता मास्तु पुस्तकानि मध्ये डिस्कौण्ट् अपि भवति यत् भवती यत् अपेक्षते तत्त सम्यक् तु भवति एव तत् सर्वम् अधिकं डिस्कौण्ट् अपि चलति अधुना भवती आगन्तुं शक्नुवन्ति एवञ्च तत् नेतुं शक्नुवन्ति अस्तु महोदये अस्तु महोदये पुनर्मिलामः धन्यवादः धन्यवादः